हलो

अस्तु तत्र किं किम् अपेक्षते तत्र गोलिभजे अस्ति आलूबोण्डा अस्ति समोसा अस्ति वडापाव् अस्ति सेमिया उप्मा अस्ति पोहा अस्ति पुनश्च पानीयव्यवस्थापि क्रियते तत्र बादां क्षीरमस्ति टी काफ़ी रागी माल्ट् जूसस् इत्यादयः सन्ति अस्तु कदा अपेक्षते कति जनानां कृते करणीयम् अस्तु कु कुत्र कार्यक्रमः अस्ति तत् स्थलस्य विवरणं दातुं शक्यते वा अस्तु भवन्तः एव यानादिकं स्वीकृत्य इदं गच्छन्ति वा अथवा अस्माकं समीपे यानमस्ति तत् प्रेषणम् इत्यादिकं करणीयं वा आं तदर्थम् अधिकमित्युक्ते पेट्रोल् चार्ज् एव कुर्मः वयम् अन्यत् किमपि एक्स्ट्रा इति नास्ति यदि अपेक्षते तर्हि प्रेषयिष्यामः अस्तु धनं कथं यच्छन्ति सर्वं मिलित्वा दशसहस्राणि भवति अस्तु नवसहस्राणि यच्छन्तु नास्ति अत्र सन्ति सन्ति प्रेषयिष्यामि अस्तु अस्तु हा